मम नाम सावित्री अहं पूर्वं सेवावर्तिनी संस्कृतभारत्यां कार्यकर्त्री आसम् विवाहानन्तरं पत्युः गृहम् आगतवती अत्र अस्माकं गृहं संस्कृतगृहम् अहं संस्कृतविषयं बहु इच्छामि यतः संस्कृतकार्यं पूर्वं कृतवती इति कारणतः संस्कृतप्रचारकार्ये मां नियोजितवती अहम् पुत्रः पुत्री सर्वे संस्कृतं वदन्ति पतिमहोदयः सर्वे अस्माकं गृहं संस्कृतगृहम् इति उक्तवती खलु तद्वदेव इदानीं मम पुत्री पतिगृहं गतवती तत्रापि एकः शिशुः सञ्जाता शिशोः कृते अपि अहं संस्कृतमिदानीं अहं पाठयन्ती अस्मि मम पौत्रस्य पौत्रस्य कृते तद्वत् एव पुत्रस्य विवाहः जातः स्नुषा आगता तस्यै अपि नूतनतया संस्कृतं पाठयन्ती अस्मि सा सन्तो सन्तोषेण संस्कृतं वदति अपि एवम् अस्माकं गृहं संस्कृतगृहं संस्कृतेन वयं सर्वे सन्तुष्टाः स्मः